चिकित्सालयेषु अहं गतवान् आसीत् किन्तु तत्र चिकित्साविषये तत् चिकित्सां प्राप्तुं किञ्चित् यदा किञ्चित् सुलभमेव आसीद् किमर्थम् इत्युक्ते किमपि कष्टं किमपि नास्ति केवलं सम्यगेव अस्ति तत्र अस्माकं हेल्थ् कार्ड् इत्यादिसर्वम् अस्ति तद्वयं किं कुत्र संशयः अस्ति चेत् तेषां कृते वक्तव्यं चेद् ते हेल्प् इत्यादिकं सम्यक्तया कुर्वन्ति कुत्र किं प्रापणीयं किं स्थापनीयं तत् सर्वे सर्वं ते एव उक्तम् अस्ति ते दृष्ट्वा एव सर्वं करणीयम् इति ते एव जानाः क्लर्क् इत्यादिं ते सर्वं सम्यक्तया हेल्पिङ्ग् कुर्वन्ति अनन्तरम् उद्योग उद्योगजनाः अपि ते किमपि अस्माकं किमपि संशयः अस्ति तेषाङ्कृते पृच्छन्ति चेत् ते सम्यक्तया तस्य उत्तरं ददति किमपि किमपि कर्तव्यं वा कुत्र तद् लाभ् इत्यादिं सर्वम् अस्ति चेत् ते एव सर्वं डिटेल्स् इत्यादिम् अस्मान् कृते वक्तव्यं किं वदति सर्वं वयमेव दृष्ट्वा किमपि अस्ति चेत् ते हेल्पं सम्यक्तया कुर्वन्ति किमपि कष्टाय किमपि तत्र नास्ति